अस्मद्देशे रामायणं न ग्रन्थमात्रं सा च महती परम्परा तस्माध्हेतोः विभिन्नाः रामकथाः रामायणकथाः अस्माभिः विलोक्यन्ते यथा वाल्मीकिरामायणे तावत् शूर्पणखा स्वीयेन सहजेन रूपेण आगत्य रामं निवेदयति किञ्च अन्येषु प्रसङ्गेषु अन्येषु ग्रन्थेषु तावत् सा षोडशवर्षवया भूत्वा आत्मानं सुन्दरीकृत्य तत्र आत्मानं रुचिरां रुचिरं कृत्वा तदनु रामे आत्मानं निवेदयति इति तथा कथा भेदाः अस्माभिः दृश्यन्ते एवञ्च अध्यात्मरामायणेपि काचित् कथा अस्ति यत् सञ्जीविनीम् आनिनीषुः हनूमान् सः तावत् मध्ये केनचित् कालनेमिनामकेन चोदितस्सन् सः सरः प्रविश्य तत्र मकरः कश्चिदासीत् मकरः तं गिलति तदनन्तरं मकरस्य उदरं छित्वा सः बहिरागच्छति स च मकरः काचित् गन्धर्वकन्या आसीदिति एतादृशः एतादृश्यः कथाः विभिन्नेषु एवं रामायणेषु उपलभ्यन्ते अत्र यदा वयं तावत् रामस्य धर्मः अथवा उदाहरणार्थं वालिवधप्रसङ्गे सीतापरित्यागः प्रसङ्गेव रामस्य यत्कृत्यं वर्तते यद्वा प अन्येषामपि रावणादीनां यत् चरितं वर्तते तस्य यदा वयम् इवेल्युवेशन् कुर्मः किमुचितं किम् अनुचितं कस्साधुः कः असाधुः इत्यादिकं यदा वयं म मौल्यमापनं कुर्मः तदा अस्माभिः मूलमेव अस्माभिः शरणीकर्तव्यं वाल्मीकिः यद्वदति तदेव अस्माकं प्रमाणं अन्यथा तु आनन्त्यं भवति तत्र अनवस्थापि भवति यतोहि विभिन्नेषु रामायणेषु तथाविधाः कथाः समुत्पन्नाः यत् सर्वत्रापि वाली वाली वालिनोपि दोषो न वर्तते रावणस्यापि दोषो न वर्तते इत्यादिरूपाः अपि कथाः विभिन्नेषु सम्प्रदायेषु आगताःसन्ति तस्मात् एतादृशप्रसङ्गे अस्माभिः वाल्मीकिरेव श्रवणीकर्तव्यः यदा कलादृष्ट्या वयं पश्यामः उदाहरणार्थं यक्षगाने वाल्व् यदा शूर्पणखा घोररा यदि शूर्पणखा घोरेणैव रूपेण आयाति तर्हि तत्र रसो नोत्पद्यते शृङ्गारस्य प्रसक्तिरेव न वर्तते यदि सा षोडशवर्षवयास्सति यदा यदि आगच्छति तर्हि तत्र कश्चन शृङ्गारसप्रसङ्गोपि वर्तते तदनु तत्र पुनः घोररूपं रूपं प्राप्नोति एतादृश्यः विभिन्नाः कथाः र रमणीयताम् आतन् आतन्वन्ति एतत् सर्वम् अत्यन्तम् आवश्यकम् इति अहं विश्वसिमि तथा च रामायणं काचित् परम्परा वयं रामायणमहाभारते वयं अस्मत् कथारूपेण वयं पश्यामः तस्मात् हे तस्माद्धेतोः देशे देशे विभिन्नाः कथाः देशे देशे रामायणसम्बद्धानि स्थलान्यपि दृश्यन्ते उदाहरणार्थं तीर्थहळ्ळि समीपे मृगवधे इति कश्चन देशः वर्तते तीर्थहळ्ळिसमीपे तत्रत्याः कथयन्ति यत् रामः मारीचं यः यदा मारीचः मृगरूपेण आगतः तम् अस्मिन् देशे रावणः रामः जघान तस्माद्धेतोः अयं देशः मृगवधे इति नाम्नाख्यातः इति कथयन्ति यदि वयं रामायणस्य यदि वयम् इदं पश्येम तर्हि तस्मिन् मृगवधे इति नाम्ना यत् स्थलं ख्यातं वर्तते तत्र वालिवधां रा मारीचवधम् अथवा मृगस्य हननं रामः कर्तुं सर्वथा न शक्नोति सः अयं भागः मृगवधे इति भागः अत्यन्तं दाक्षिणात्यः परन्तु सर्वोपि जनः लोके रामायणकथाभिस्सह रामायणघटनाभिस्सह आत्मानम् अपि अभिज्ञातुम् अस्मिन् देशे इच्छति यतः वयं सर्वेपि रामायणम् आत्मना सह स्वीयां कथामेव वयं सर्वेपि पश्यामः तस्माद्धेतोः एतादृश्यः परम्पराः यास्सन्ति तासु न कोपि दोषः अनेनैव हेतुना रामायणम् अद्यापि जीवति नो चेत् यदि वयं केवलं त तस्य कालस्य काचित् घटना तस्य कालस्य काचित् घटना कथा इति यदि वयं गृह्णीमः तर्हि एतावत् प्रखररूपेण अथवा एतावत् प्रबलरूपेण रामायणेन साकम् अस्माकं सम्बन्धः न भविष्यति यदा वयं सर्वेषु अंशेषु रामायणेन साकम् आत्मानं योजयामः तत् तेनैव हेतुना अधुनापि वयं रामायणेन अविनाभावरूपं सम्बन्धं घटयन्तः स्मः इति विश्वसिमि